भारतीयवास्तुशास्त्रं भारतस्य पारम्पारिकं वास्तुकला सृज सृजनात्मकहास्यं तत्वानि सृजा सृजनात्मकं ज्ञानं च आधारितम् अस्ति एषा प्राचीनपरम्परा अस्ति प्रा भारते वास्तुशास्त्रशिल्पशास्त्रम् इति भेदः नास्ति तौ द्वौ अपि सम्बन्धिताः सन्ति प्राचीनभारतात् आधुनिकभारतपर्यन्तं कालरेखायां शिल्पी बहु आयामे भूमिकां निर्वहन् व्यक् व्यक्तिः इति द्रष्टुं शक्यते शिल्पी कलाकृतीनां निर्माता विक्रेता च इति अतिरिक्तं समाजे डिज़ैनर् निर्माता आविष्कारकः समस्यायाः निराकारः च इति रूपेण अपि अनेकानि भूमिकानि निर्वहति निर्वहति शिल्पशास्त्रं ते प्राचीनाः हिन्दुग्रन्थाः सन्ति येषु विविध प्रकारकस्य कला हस्तशिल्पयोः परिकल्पनाः सिद्धान्तानां च चर्चा कृता अस्ति चतुष्षष्ठिः तादृशानां कलानाम् उल्लेखः अस्ति ये बाह्यकला इति उच्यते तेषु काष्ठकर्म वास्तुकला आभूषणकला नाट्यकला सङ्गीतं चिकित्सा नृत्यं काव्यम् इति सन्ति कलाः न्यूनाधिकं समानाः सन्ति परन्तु आधुनिकाः जनाः प्राचीनविज्ञानस्य विषये अज्ञानेन वास्तुकला शिल्पकला च भिन्ना इति कल्पयन्ति